हरि ओम् महोदय गजानन भट्ट महोदयः एव खलु आम् मम नाम आदित्यः इति आं अहं तु भवतां पाठशालायां नूतनः शिक्षकः आग् शिक्षकरीत्य आगतवान् अस्मि आं तर्हि अस्तु अस्तु तत् तर्हि तत्र नियमानि कानि वर्तन्ते अस्माभिः कदा च हा वदन्तु वदन्तु वदन्तु ओ एवं वा अस्तु अस्तु आचार्य अहमपि तथा एव जानामि अहमपि तत्रैव पाठशालायाम् एव अधीतवान् अस्मि अतः अहं तत् सर्वं जानाम्येव भवतु तथा भवतु तर्हि चिन्ता एव नास्ति नैव तत् धनादिकं कति दीयन्ते अथवा इत्येव कथं मासादिकरुपेण एव दीयन्ते चेत् भवति हा सुखकरं भवति वर्षिकं चेत् तत्तु क्लेशाय भवति खलु किं भो अत्र तत्तु किञ्चित् न्यूनमेव भवति खलु पश्यन्तु यदि किञ्चित् अधिकं कर्तुं शक्यते चेत्

अस्तु भवद्भिः अस्तु अस्तु अस्तु अहं तु ज्योतिषशास्त्रे पाठं करोमि

अस्तु अस्तु आचार्य अस्तु अस्तु आचार्य आगच्छाम्यहं समयात् प्रागेव आगच्छामि अस्तु अस्तु अस्तु आचार्यः करोमि तथा अस्तु अस्तु भोः अस्तु अस्तु अस्तु आचार्यः भवति भवति मां तत् भवति मां अस्तु तर्हि अहं

अस्तु अस्तु श्वः एव आगच्छामि आचार्य श्वः एव आगच्छामि अस्तु अस्तु धन्यवादाः